इदानीं मया स्वीकृतम् ऐरन् बाक्स् तत्समीचीनं नास्ति नाम पेकिङ्ग् न सम्यकासीत् तत्र किञ्चित् हानिरपि डेमेज् आसीत् पुनः तत्र मम अदि अधिकमावश्यकता आसीत् नाम शीघ्रं यस्य यस्य कस्य वस् वस्त्रस्य एकस्य वस्त्रस्य ऐरन् क करणीयमासीत् मया ऐरन् कृतं परन्तु तत् आग्रौ किञ्चित् डेमेज् जातं वस्त्रं पुनः इदानीं मास्तु इति अहं पुनः तत्रैव आपणं प्रति प्रेषणार्थं पुनः दूरवाणी कृता बहुवारं दूरवाणी कृता परन्तु येन दूरवाणी एव न स्वी न स्वीक्रियते न स्वीक्रियते परन्तु इदानीं किं करणीयमिति चिन्तयन्नस्मि नाम अन्ये अन्येभ्यः आपणेभ्यः स्वी स्वीकृ स्वीक्रियते चेत् इदं समीचीनमासीत् इति चिन्ता उदेति स्म ततः अस्तु अस्मिन् न समी सम्यक् आनन्दः न जा नानुभू मया नानुभूतः इति वक्तुमिच्छामि